यत्र प्राप्तव्यं तत्र गत्त्वा अहं यानात् अवतीर्य तस्मै चालकाय अहं धनं दातुमुद्युक्ता अहं पृष्टवती भवान् केश् स्वीकरोति वा अथवा आन्लैन् पेमेन्ट् करणीयं वा केश् चेत् एतावदस्ति भवतः समीपे परिवर्तः अस्ति वा न वा अथवा मया आन्लैन् पेमेन्ट् एव करणीयं वा इति